शिल्पकला इति या कला वर्तते सा पुरातनकालेषु श्रेष्ठा श्रेष्ठासीत् श्रेष्ठा आसीत् किन्तु अस्मिन् काले तस्य महत्वं कथं पश्यसि इति प्रश्नः भवति चेत् तत्र वक्तव्यम् तत्र तु अस्माभिः सामान्यतया एव दृश्यते यतो हि इदानीन्तनकालेषु शिल्पः शिल्पकलायाः महत्वं बहु वर्तते इति नास्ति यतो हि प्राक्तः प्राक्कालेषु तस्य अपेक्षा अपि तथैव आसीत् अतः तस्य महत्वमासीत् इदानीन्तनकालेषु तस्य अपेक्षा तावती नास्ति इति कृत्वा तस्य महत्वमपि अधुना काले न्यूनम् अपि वर्तते अन्याभ्यः कलाभ्यः इयं कथं भिन्नम् इति यदि प्रश्नः अस्ति यतो हि इयं कला अति सूक्ष्मकला अपि च तत्र बहु अस्माभिः प्रयत्नः करणीयः भवति यतो हि एका शिल्पकला एका शिल्पकला निर्मातव्या चेत् तत्र बहु अस्माभिः कार्यं करणीयं भवति एकां शिल्पकलां कर्तुमेव अस्माभिः बहु दीर्घकालः स्वीकरणीयः बव कदाचित् मा मासः कदाचित् वर्षं भवति वर्षत्रये कदाचित् एकः विग्रहः निर्मितः भवति अतः बहु क्लिष्टं कार्यं भवति अपि च महत् कार्यं तु वर्तते एव अतः अन्याभ्यः कलाभ्यः इयम् इयम् कला भिन्ना इत्येव तत्र वक्तव्यम् इति मया चिन्त्यते